अहं मम बैक् यानं धैर्येण अपि च सावधान सावधानेन चालनेन रक्षामि तत्र बैक् यान बैक् यानं चालने अस्माभिः त्वरा न कार्या सर्वत्र अस्माकं दृष्टिस्स्यात् कुत्र अस्माभिः यानं अतिशीघ्रं धावनीयं कुत्र अस्माभिः यानं मन्दं धावनीयं इति मार्गं दृष्ट्वा एव सकृतेव अस्माकं चिन्तनं स्यात् अपि च मार्गे यानि यानि यानानि अस्माकं सह चलन्ति तेषां तेषां उपरि अपि अस्माकं दृष्टिस्स्यात् केवलं तत्र नाम गीतं चालयित्वा गीतमेव शृण्वन्तः न गच्छन्तस्स्यान् अपि च दूरवाणीं कदापि न उत्थापनीया यानम् एकत्र एव तत्र स्थाप्य अनन्तरं अस्माभिः अस्माकं दुरवाणी उत्थापनीया दीर्घप्रवासेषु सर्वादौ अस्माभिः दृष्टव्यं चेत् अस्माकं यानस्य स समेपि तत्र अङ्गाः सम्यक् सन्ति वा न वा अपि च तस्मिन् याने तैलं अपि वर्तते वा यानं सम्यक् कार्यं करोति वा तस् तस्य यानस्य या या गति वर्ते या गति वर्तते सा गति अस्माकम् एव नियन्त्रणे स्यात् अतीव शीघ्रता एवञ्च असाव असावधानी तद् न कार्या इति